अधिकारीणां कारणात् कष्टम् अनुभूतवान् तत्र आरक्षकः आल् आरक्षकमध्ये एकवारं बैक् निमित्तम् अहं तत्र गच्छामि चेत् ते उक्तवन्तः बैक् मिस् अभवत् मम तत् कम्प्लेण्ट् दातुं गच्छामः चेत् ते उक्तवन्तः यत्किमपि यच्छति चेत् अहं शीघ्रमेव पश्यामः इति ते उक्तवन्तः अनन्तरं मुन्सिपाल्टिमध्ये अहं अधिकारः अधिवक्ता के सन्ति के आफ़िसरः अस्ति तेषां गच् समीपं गच्छामि तत्र गृहसङ्ख्या परिवर्तनं करोतु इति सः अपि भ्रष्टाचारविषये एव अपेक्षितवान् अतः एवं भ्रष्टाचारः विमुक्तः भारतः अतः भवेत्